भारतीयदर्शनं तु द्विविधम् अस्ति आस्तिकदर्शनं नास्तिकदर्शनं नास्तिकदर्शनं तु चार्वाकदर्शनं बौद्धदर्शनं जैनदर्शनम् आस्तिकदर्शनं तु साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं मीमांसादर्शनं वेदान्तदर्शनम् एतेषु दर्शनेषु तु योगदर्शनस्य तु प्राधान्यम् अधिकम् अस्ति योगस्य माध्यमेन मनः शुद्धं भवति चित्तं शुद्धं भवति शरीरं तु श्वास्थ्यं भवति यः योगस्य नियमम् अनुसरणं करोति तस्य आयुः तु वर्धनं भवति